भारतीयसंस्कारः संस्कृतिः या वर्तते सा अत्यन्तम् उत्कृष्टस्थाने वर्तते यथा गुरुशिष्यसम्बन्धः निःशुल्कं शिक्षणम् अपि च उत्तमस्वभावः ज्येष्ठेभ्यः गौरवदानम् अतिथिसत्कारः मातापितॄणाम् उपरि गौरवम् इति अनेके विषयाः अस्माकं भारतीयसंस्कृत्याम् निबद्धम् इदं सर्वम् आधुनिकशिक्षणवशात् नाशं गम्यमानम् आधुनिकशिक्षणात् डाक्टर् जनाः प्राप्यन्ते तन्त्रज्ञाः प्राप्यन्ते परन्तु उत्तममौल्ययुक्तव्यक्तिः नैव प्राप्यते यदि एवमेव भवति तर्हि भारतीयशिक्षणस्य यत् सत्वं तत् अदृश्यतां गच्छति तस्मात् पूर्वतनं शिक्षणम् एव अपेक्षितं न आधुनिकशिक्षणम् इति मम अभिप्रायः